हरिः ओं नमस्ते हा सम्यगस्मि का वदति ओ आम् आमां प्लम्बर् अस्ति किल अं ह्यः भवती तत्र अत्र आगत्य न न नलिकां कार्यं कृतवान् किल कृतवती किल तत् पुनः अहं तिरवन्यूर् मध्ये वसामि विजयद् हा ह्यः आगतवती किल आमां पुनः क्लेशः अभवत् न जलं न आगच्छति हा सम्यक् कार्यं सम्यक् सम्यक् न अस्ति तदर्थमेव पुनः ब् क्लेशः अभवत् किल हा भवती एव गृहम् आग आगच्छतु पश्यतु कदा आगच्छति इदानीं

मूल्यं न ददामि मूल्यं न ददामि ह्यः एव अधिकमूल्यं अहं दत्तवती मूल्यं न ददामि न न मूल्यं न ददामि यतः ब् ब भवत्याः कार्यमेव ह्यः ह्यस्तन कार्यमेव किल न्यून् नूतनकार्यं नास्ति ह्यस्तनपुरातन कार्यमेव अतः मूल्यं न ददामि आम्

आम् आं शीघ्रमागच्छतु जलं गच्छत् अस्ति इ शीघ्रमागच्छ सम्यक् करोतु कार्यं सम्यक् करोतु पुनः न ब अ आह्वयामि अस्तु वा अस्तु धन्यवादः